सद्यः एव तत्र खादनार्थं नूतना काचित् काष्ठेन निर्मित उत्पीठिका आनीता वर्तते काष्ठोत्पीठिका यस्याम् उपरि विभिन्नानि खाद्यवस्तूनि स्थापयितुं योग्यस्थलानि भवन्ति वयं चत्वारः अपि डैनिङ्ग् उत्पीठिकायां यथेष्टं वयं भोजनं कर्तुं सौविध्यम् अनुभवामः